पूर्वं संस्कृतभाषाप्रयोगः केवलं शास्त्रचिन्तनार्थं रामायणमहाभारतादिनां कथानां कथनार्थं भवति स्म तदन्तरा अन्यत्र सामान्यतः उपयोगः न भवति स्म इदानिं तु संस्कृतभाषां वयं सर्वत्र उपयोगं कुर्मं इति एक विचारः अस्ति आपणं गत्वा विमाननिस्स्थानकं गत्वा गृहे आत्मीयसम्भाषणे मग्नाः वयं संस्कृतेन सम्भाषणं कुर्मः इत्यस्ति यदा एवं क्रियते तदा मनसि या अस्मदीया मातृभाषा भवति सा आदौ उदेति तदनुगुणं संस्कृतभाषया तस्य विनिमयः भवति एवं भवति अतः यदा मातृभाषया भवति अथवा इङ्ग्लीष् भाषानां पदानां प्रवेशः अनिवार्यः कदाचित् भवति यतो हि संस्कृतस्य नूतनं पदम् अन्विष्य उच्यते चेदपि समेषां जनानां कृते बोधः न भवति अतः किं करणीयं कुकर् कुकर् उपकरणे पच्यताम् इति वक्तव्यम् कुकर् इत्यस्य शीघ्रपक्वी इति पदम् अस्माभिः एकं सृष्टमस्ति तथापि कुकर् अस्ति किल कुकर् माध्यमेन पाकः क्रियताम् इति तथा उच्यते अतः अनेकानि पदानि संस्कृतसम्भाषणसन्दर्भे इदानीं प्रविष्टानि सन्ति तानि वयं कथञ्चित् अव्ययरूपेण स्वीकुर्मः इति विचारः अस्ति रैल् नाम रैल् अन्व्यय अव्यय इति स्वीकरणीयम् अथवा रैल्यानम् इति स्वीकरणीयं तथा रीत्या इति अन्येषाम् एवं पदप्रयोगानां प्रवेशः अस्ति